मया शीतबाधकम् इति रग् कम्बलं स्वीकृतम् बहु सम्यगस्ति तत्र शीतकाले तु शैत्यं न भवत्येव अस्य धारणेन पुनश्च यदि प्रक्षाल्यते चेदपि प्रक्षालनान्तरं यथा पूर्वमेव अस्य स्थितिः वर्तते अतः तत्र बहु इष्टं मह्यम् पुनश्च एतत् सर्वैः स्वीकर्यम् इति अहं वक्तुमिच्छामि